महाभारतम् इति भारतस्य महाकाव्यद्वयेषु अन्यतमं महर्षि व्यासः निर्दिष्टः गणेशः तु लिखितवान् इति कथ्यते परन्तु केचन वदन्ति महाभारतस्य एकाधिकाः लेखकाः सन्ति इति जयेन प्रथमः चतुर्विंशतिश्लोकाः लिखिताः ततः सः महर्षिव्यासस्य हस्ते प्रदत्तवान् तेन शेषं चतुर्षष्ठिसहस्रं श्लोकाः लिखितवान् इति कथ्यते व्यासः यदा महाकाव्यं लिखितवान् तदा तस्य नाम भारतम् इति आसीत् ततः ऋषिवैशम्पायनस्य कृते प्रसारितः यः श्लोकानां विषये टिप्पणीं कृत्वा महाभारतम् इति नामः कृतवान् अस्य प्रमाणं वैशम्पायनऋषिः व्यासस्य महान् अनुयायी छात्रः आसीत् अतः व्यासः महाकाव्यं तस्मै दत्तः इति सम्भवति सः पुस्तके टिप्पणीं कृतवान् तत्र तेन वैशम्पायन उवाच इत्यपि लिखितवान् तर्हि महाभारतम् इति महाकाव्यस्य त्रयः लेखकाः सन्ति इति मम मतमस्ति